अन्यभाषा प्रदेशेषु सञ्चारसमये बह्व्यः बह्व्यः समस्याः मया अनुभूताः वर्तन्ते अहं स्वयमेव हरियाणाप्रदेशीयः वर्तते वर्ते अत्र कर्नाटकं प्रति यदा प्रथमवारम् आगतः अत्रत्या भाषा भाषा तु कन्नडभाषा अत्यन्ता क्लिष्टा वर्तते साम्यञ्च न भजते हिन्दीभाषया मम यतः मातृभाषा हिन्दिः अतः तथापि केचन तत्र चालकाः वाहनचालकाः ये आसन् तेषां तु आसीत् हिन्दिभाषायाः अभ्यासः यतः अत्र हिन्दीभाषीयाः औत्राः बहवः अत्र कार्यरताः सन्ति अस्मिन् प्रदेशे अतः तथा महती समस्या जाता इति न परन्तु भाषायां क्लिष्टता तु वर्तते कन्नडभाषायां सा अध्येतव्या एव अत्र एवं निर्वहणं तु जातं कथञ्चित् अर्थात् आङ्ग्लभाषया निर्वहणम् अत्र कर्तुं शक्यते अन्या भाषा अत्र न जानन्ति हिन्दी भाषां ये जानन्ति ते अत्यन्तम् अल्पाः सन्ति अत्र अतः मया आङ्ग्लभाषया तत्र व्यवहारः कृतः एवं समस्यानां परिहारः जातः परन्तु इदानीं सा समस्या यथा यथा न भवेत् तथा प्रादेशिकभाषामपि अध्येतुं यत्नार्हो अस्मि अहम् इदानीं प्रयते च